भोः मित्रं त्वया बहु कष्टम् अनुभूतं यन्मया आहारस्य विषये तद् आनेतुं सन्देशं प्रेशितम् आसीत् तत्स्वीकृत्य भवान् एतादृशवृष्टेः सम्भावेऽपि वायोः पीडा अस्ति चेदपि भवता यद् आनीतं तदस्मत् प्रियमपि आम् भवत्कृते तत् क्लेश इति चेकिद्यते मे मनः तथापि भवताम् उपकारं स्मरामि भवतः सेवां दृष्ट्वा मम मनः सन्तुष्टो अभवत् एतादृशसेवामनोभावः त्वयि यद्वर्तते तदहं प्रशंसामि एवमेव तव उपकारः भवेत्